नमो नमः मम लेखने प्रभावम् जनयन्तः प्रेरकव्यक्तयः अथवा आदर्शव्यक्तयः ये सन्ति तेषाम् नामानि अहम् वदामि मम कृते यद् बाल्यकाले या शिक्षकः पाठयति तस्य नाम अस्ति गगनमहोदयः सः तस्य लेखः बहुसुन्दरमस्ति सः एव अस्माकम् कृते लेखनस्य अभ्यासः तेन एव अस्माकम् लेखनस्य अभ्यासः कारितः पुनः इदानीम् अहम् यद् विश्वविद्यालये पठामि तत्रापि डाक्टर् बलवीरसिंहमीना अन्यत् डाक्टर् देवकरणमहोदयाः सन्ति ते मां सर्वदा प्रेरयन्ति यद् भवतः लेखा अक्षराणि सन्ति तस्य उत्तमम् उत्तमं निर्मातु तस्य पङ् पङ्क्त्याम् एकस्यामेव पङ्क्त्याम् लिखतु सा पङ्क्तिः वामतः दक्षिणपर्यन्तम् गच्छेत् अथवा दक्षिणतः वामपर्यन्तम् गच्छेत् इति